सर्वे जनाः स्वराज्यस्य भुगोलस्य विषये अधिकं ज्ञातव्यमेव इति अस्ति मम राज्यं महाराष्ट्रः महाराष्ट्रे एकः वार्करिसम्प्रदायः अस्ति यः सम्प्रदाय् ज्ञानवातुकोवा सः अस्ति अन्यसम्प्रदायः रामदासियसम्प्रदायः अस्ति महाराष्ट्रे उ बहुवर्षेभ्यः वार्करिसम्प्रदायः अस्ति तस्मिन् सम्प्रदाये रामः कदापि निषिद्धः अनासीत् रामकृष्णहरिः वार्करीसम्प्रदायस्य मुख्यमन्त्रः अस्ति वार्करिसम्प्रदाये एकः नूतनः पुरुषः प्रविष्टः अभवत् तस्य गमनसमये यः मन्त्रः दत्तः सः रामकृष्णहरिः अस्ति तुकराम् महाराजस्य अपि गुरुणा रामकृष्णहरिना अपि एषः एव मन्त्रः दत्तः अस्मिन् मन्त्रे रामः कृष्णः च सन्ति तत्र समर्थः रामदासः पृथक् सम्प्रदायं कृतवान् समर्थात् पूर्वं ज्ञानेश्वरः तुकारां महाराजः एकनाथमहाराजः सर्वे आसन् ज्ञानेश्वरमहाराजेन रामस्य प्रथमा टीका कृता अस्ति सो सदानन्दमारिणि कथितः महाराष्ट्रे एकः राजा अपि अभवत् तस्य नाम छत्रपतिशिवाजीमहाराजः मराठासाम्राज्यस्य संस्थापकः शिवाजीभोस्ले तथा सः शताब्दद्वयं यावत् स्थापितस्य साम्राज्यस्य आधारं स्थापयित्वा परिदृश्यं पुनः परिभाषितवान् सप्तदश अष्टदशशताब्द्यां महामराठाजनाः दक्कनपठारे प्रमुखाः क्रीडकाः आसन् तस्य आरोपितानि बहवः उल्लेखनीयाः विजयाः सन्ति भारसत् भारतस्य प्रसिद्धेषु शासकेषु अन्यतमः छत्रपतिशिवाजी अस्य वंशस्य आसीत् भारतस्य महान् राजासु अन्यतमः इति प्रशंसितः अस्ति